अहं भारतस्य चायाचित्रम् अनेके राज्येषु गत्वा तत्र तत्र विद्यमानानि सुन्दरस्थलानि द्रष्टुम् इच्छामि भारते अनेकानि पर्यटनस्थानानि सन्ति ते तु जनानां कृते अत्यन्त रोजयत्यमेव काशी ताज्महल् सुवर्णक्षेत्रं केदारनाथः बद्रीनाथः इत्यादि बहूनि आगर्षकपर्यटनस्थानानि भारते तु अस्ति एव एतेषां निर्माणरीतिः तथा प्राकृतिकसंस्कृतिः एतेषाम् आकर्षणे मुख्यतरकारणतया भासते भारतीयसंस्कृत अनुसारेण बहूनि पर्यटनस्थानानि सन्ति तत्र वैशिष्टरूपेण अवभासमानं पुण्यभूमिः अस्ति हृशीकेशः तदा हरिद्वारः अत्र प्रतिदिनं चाल्यमानाः गङ्गाहारतिः सर्वेषां कृते आगर्षणीभूतमेव एवं च एदादृशरूप अनेकानि पुण्यस्थानानि भारते अस्ति इत्यतः भारते विद्यमानं पर्यटनस्थानाः तु अदीववैशिष्ट्यरूपेण अस्ति एतेषां सर्वेषां स्थानानां चायाचित्रं गृहीतुम् अदि तात्पर्योऽस्मि